आम् आमामाम् अहमेव अस्मि वदतु भो कथं किं जातं चिन्ता मास्तु अहम् उपायं ददामि त्यक्तुमागतः भवान् जानाति वा गतासूनगतासूंश्च नानुशोचन्ति पण्डितः भवान् तु विद्वान् किमर्थं तस्मिन् विषये चिन्तां करोति भो भो एवं भवान् चिन्तयति वदनार्थं कोऽपि नास्ति भवत्समीपे एवं किमपि नास्ति अस्माकं समीपे तु अस्माकं माता पिता वर्तेते तस्मात् सह स्म्भाषणं करोतु कथं भो बहु चिन्ता मास्तु तर्हि अहमस्मि स्वयं देवता एव अस्मि किमर्थं चिन्तयति भवान् पीडायाः निवारणार्थं योगां करोतु अथवा मित्रेण सह सम्भाषणं करोतु द् श्वासं दीर्घश्वासं स्वीकरोतु भो ध्यानं करोतु गीतायाः पठनं करोतु तेन अपि बहु सम्यक् वातावरणं भवति भवान् प्रातःकाले पञ्चवादने उत्थाय ध्यानं ध्यानं करोतु योगः इत्यादिकं करोतु इदं भवतः आर भवतः आ आराध्यदेवतः कः अस्ति श्रीकृष्णस्य आराधना करोतु तेन अपि भवसि भवतः मनसि शान्तिः भवेत् गीता या गीता वर्तते श्रीमद्भगवद्गीता तस्याः अपि पठनं करोतु तेनापि मनसि शान्तिः एव भवेत् किमपि न स्वस्यैव सहायं करणीयं कोऽपि अन्यः नागच्छति सहाय्याय

मौनेन मौनेन पिडा मौनेन पीडावर्धनमेव भवेत् मौनं मा स्वीकरोतु कस्यापि सह कस्यापि सह वार्तालापं करोतु तेन किं भवति मनसि यस पीडा वर्तते तद् बहिः आगच्छति तेन तेन किं भवेत् मनः मनसि पीडा न पीडा न सन्ति बहिः आगच्छति चेत् न दु आमां करोतु आमां करोतु करोतु मनसि पीडा शान्तः भवेत् एवं भवति तदपि भवति मां प्रतिदिनं मम मया सह प्रतिदिनं वार्तालापं करोतु अस्तु तर्हि हरिः ओम्